लघुः व्यापारः इदानीं तन्त्रज्ञानेन टेक्नालजीद्वारा बहु अत्यधिकं व्यापारः चल प्रचलन्ति किमर्थम् इत्युक्ते गृहे भूत्वा एव सर्वे जनाः किमपि क्रेतुं शक्यते तत्र व व् व्यापारसङ्ख्या अस्ति चेत् क्यू आर् कोड्मध्ये धनं प्रेषयित्वा सर्वं क्रेतुं शक्नुवन्ति तदनन्तरं धनं न आवश्यकम् किमपि क्लिष्टं न भवति तादृशं लघुः लघुः व्यापरः एव टेक्नालजि वर्धनाय इदमिदं बहु सुलभः एव भवति